अस्माकं समुदाये ऋतुस्रावविषये बहवः विधयः सन्ति परन्तु वयन्तु एवं कुर्मः महिलाः ऋतुस्रावसमये त्रीणि दिनानि यावत् ते गृहे अपि विशिष्टतया भिन्नानि भिन्नप्रकोष्ठे एव ताः निवसन्ति तेषां कृते तत्र भोजनम् इत्यादिकम् अपि भिन्नपात्रद्वारा एव स्थालिकाद्वारा एव वितरणं कुर्मः पूर्वं स्नानम् इत्यादिकं न कुर्वन्ति स्म परन्तु इदानीं शुद्धिविषये मनसि दत्वा इदानीं प्रतिदिनं ताः स्नानं कुर्वन्ति तत् जलम् इत्यादिकं स्वीकृत्य ताः स्नानं कुर्वन्ति इदानीं तत्र शुद्धिविषये अपि ते बहु जागरूकतया एव इदानीं निर्वहणं कुर्वन्ति अतः दिनत्रयं तु यावत् ताः तत्र जनसम्पर्कम् इत्यादिकं न कुर्वन्ति तद्विषये वयं बहु जागरूकतया वयं निर्वहणं कुर्मः